अयि भो संस्कृतप्रणयिनः वयम् इदानीं भारतीयेतिहासे अर्थशास्त्रस्य प्रामुख्यं किम् इति विषये किञ्चित् चिन्तनम् आचरामः भारतीयानाम् इतिहासे अर्थशास्त्रस्य प्रामुख्यम् इत्युक्ते अर्थशब्दस्य अर्थः अर्थाः बहवः सन्ति धर्मार्थकाममोक्षेषु इति तत्र सङ्कल्पकरणसमये तत्र अर्थशब्दस्य विशेषतया प्रयोगः उपयोगः आचर्यते अर्थम् इत्युक्ते धनराशिः इत्यपि एकः अर्थः भवति कामः तत्र

तावत् सुकरः न भवति यः अर्थशास्त्रं सम्यक् न जानाति सः स्वीय व्यवहारे नाम आर्थिकसम्बन्धिव्यवहारे तावत् तत्र वञ्चनाम् अनुभवति अतः एतादृशस्य अर्थशास्त्रस्य विषये अस्माकम् अध्ययनकाले नाम बाल्यकाले विद्यालयेषु वा विभिन्नस्थरेषु यदा अध्ययनम् आचरामः विशेषतया तस्य आस्थादिकं सम्यक् चिन्तनीयम् इति वर्तते विशेषतया अस्मिन् युगे तावत् नाम प्रवर्धमाने अस्मिन् कलियुगे अर्थशास्त्रस्य प्रामुख्यता तावत् सर्वत्रापि विशेषतया राराजते अतः अर्थशास्त्रं गभीरेण सर्वैरपि अनिवार्यतया अध्ययनं करणीयमेव इत्युक्त्वा मम वाक्यानि अत्रैव भवतां पुरतः समापयितुम् अनुज्ञां याचे